अनेकेभ्यः वर्षेभ्यः पूर्वं मम भार्या अपि च अहं मेसन् इति कश्चन ग्रामे अहं वसामि स्म तदा मम भार्यायाः मनसी चिन्तनमागतम् अहमेकं पुष्पापणस्य स्वामिनी भवामि कार्यं व्यापारकार्यम् आरब्धं करोमि इति तन्निमित्तं किं किम् आवश्यकम् इति किञ्चित् अन्तर्जालमाध्यमं गत्वा अन्वेषणं कृत्वा एकं बिस्नेस् प्लान् वयम् आवां रचितवन्तौ प्रथमं तू आपणस्य कृते एकं भवनम् आवश्यकम् आसीत् सो अत्र अमेरिकादेशे मेसन् रा नगरे नूतन आपणसमुच्चयः आसीत् तत्र गत्वा समुच्चयस्य स्वा स्वामिना सह सम्भाषणं कृत्वा एकं लघु आपणं आवां क्रीतवन्तौ भाटकार्थं क्रीतवन्तौ न भाटकार्थं स्वीकृतवन्तौ तदनन्तरम् अन्याः अन्या केव् केव् आवश्यकाः अंशाः वयं स्वीकृतवन्तः अपि उदाहरणार्थं पुष्पस्य स्थापनार्थं शीतलकोष्टं कूलर् इति वयं क्रीतवन्तः अपि च प्रदर्शयितुं उपकरणानि प्राक् उत्पीटिकाः तत्सर्वं वयं क्रीतवन्तः सर्वकारस्य अनुमतिं विद्युच्छक्तिः अपि च जलस्य सम्पर्कः अपि कृतः सो तन् तस्मिन् समये किं जातम् अन्तर्जालमाध्यमेन पा पुष्पाणाम् आर्डर्स् अधिकं जायमानम् आसीत् तन्निमित्तम् आवामपि अन्तर्जालमाध्यमस्य सम्पर्कं कृत्वा अन्तर्जालमाध्यमेन अनेकानि आर्डर्स् आगच्छ कथम् आगच्छेयुः तथा वयं कृतवन्तः अतः स सरलरूपेण अद्य अल्पक् प्रयत्नेन एव अनेकाः अनेकानि आर्डर्स् आगच्छन्ति स्म अपि च पुष्पाणां वितरणं गृहस्य समीपं न नयनं वा तत् कर्तुमपि वयम् एकं कार् यानम् अपि क्रीतवन्तः कार् यानं चालयितुं चालकस्य चालकस्य हैरिङ्ग् अपि आवां कृतवन्तः सो अतः आवयोः व्यापारस्य पुष्पापणस्य व्यापारस्य सफलता वयं प्राप्तवन्तः इति अहं वक्तुं शक्नोमि